आम् अस्माकं नगरे एकं वार्षिक सांस्कृतिक उत्सवम् अस्ति अयं दशदिनस्य उत्सवः दशरा नाम्ना प्रसिद्ध अस्ति नवरात्रि समये इदम् उत्सव आयोजनं कुर्वन्ति विश्वप्रसिद्धं च अस्ति दशरा उत्सवं सिद्धता अनेकानेक दिनेषु चलन्ति रात्रे सम्पूर्णं नगरं प्रज्वलति अनेके विदेशीयजनाः उत्सव उत्सवेन सहभाग्यं कृत कृत्वा आनन्दम् अनुभवन्ति तत्रापि जम्बूसवारी इति अत्यन्तम् आकर्षककार्यक्रमः भवति तदेव जगत् प्रसिद्धम् अस्ति